कृषिः भारतस्य मूलं तथैव भारतस्य जीवनस्य च आधारः अतः कृषिः न परित्यक्तव्या अन्ये उद्योगाः धनं दद्युः किन्तु आहारं न यच्छन्ति यावद् वा धनं भवतु धनं खादितुं न शक्यते आहारः प्रमुखः धनेन आहारः क्रेतव्यः किन्तु आहारः क्रेतव्यः चेत् केनापि सः आहारः वर्धनीयः अस्ति तस्य वर्धनं कृषिकार्येण एव भवति अतः भविष्यद् जनाः ये सन्ति अग्रिमाः इत्युक्ते युवानः इदानींतनाः युवा युवानः अवश्यं कृषिकार्ये आसक्ताः भवेयुः अन्यथा अग्रीमकाले भारते आहारस्य एव न्यूनता एव भवितुम् अर्हति